बैकिङ्ग् समूहेषु प्रवेष्टुं कोऽपि मार्गः अस्ति वा न वा इति अहं कदापि न अन्विष्टवान् एव मम प्रवासविषये आसक्तिः अस्ति परन्तु समूहे न अहं वाहने गच्छामि चेदपि एकाकि गन्तुम् एव इच्छामि एकः एव गच्छामः चेत् मम समयानुसारं स्थलानि द्रष्टुं शक्नोमि इति बैक्यानस्य अपेक्षया लोकयाने प्रवासः एव मह्यं रोचते तत्र इन्धनस्य अपि व्यर्थः न भवति इति मम स्वीयः अभिप्रायः